एकस्मिन् दिने अहं टी नरसीपुर ग्रामस्थ महागणपतिदेवालयं गन्तुम् इष्टवान् आसम् अहं तु चिन्तितवान् शीघ्रं समाप्यते शीघ्रं गन्तुं शक्नोमि इति किन्तु प्रथममहं त्रिचक्रिकाम् आरुह्य बस्स स्थानं गत्वा ततः साक्षात् टि नरसिपुरम् इति प्रदेशाय यानम् अलभमानः मैसूरुनगरं गतवान् ततः प्रायः अष्टाविंशतिः किलो मीटर् पर्यन्तं पृष्ठतः पुनः आगत्य टी नरसिपुरग्रामं प्राप्तवान् ततः प्रायः द्विशतं पादपर्यन्तं चारणं कृत्वा कथञ्चित् द्वारपिधानात् पूर्वं महागणपतिसन्निधानं प्राप्तवान् तत्र महागणपतेः दर्शनं च प्राप्य आशीर्वादं च स्वीकृत्य ततः पुनः गृहं प्रस्थितः मध्ये भोजनं समाप्य प्रायः मा मध्याह्ने चतुर्वादने प्राप्तवान् एषा यात्रा द्वादशघण्टात्मिका आसीत्